हेलो अहम् अत्र सोलापुरनगरे अस्मि अरे सोलापुरनगरे बहु सम्यक् नगरी अस्ति सोलापुरनगरे सोलापुरनगरे शेङ्गाचट्नि वर् शेङ्गाचट्नि भाक्रि वर्तते भ्रमयितुम् अक्कोल् अक्कलकोटनगरी अस्ति पण्ढरपुरनगरी अस्ति आम् अस्ति त्रि खाद्यसंस्कृतिः वा खाद्य खाद्यसंस्कृतिः तर्हि अत्र शेङ्गाचट्णि भाकरी इति बहू अत्र हा

अस्ति तस्य नाम सय्याजिराजे वाटर्फ़ोल् इति अस्ति अस्ति व सोलापुरनगरस्य वैशिष्ट्यम् इत्युक्ते हा हा हा अस्ति सोलापुरिचादर् इति बहु सम्यक् बहु प्रसिद्धा अस्ति

अहं सम्यकस्मि आमामाम् हा तर्हि आगच्छतु अस्ति अस्ति तर्हि लोक्ल् वाहनं मन् इत्युक्ते नास्ति ट्रान्सोर्ट् अस्ति ये अस्य वञ्ज् रिक्षा इत्युत् इत्यादि अस्ति तर्हि धनम् अस्ति तर्हि किञ्चित् बहु अस्ति तर्हि तु ब भवान् चिन्ता मास्तु मम समीपे द्विचक्रिकास्ति अस्ति अस्ति अस्ति अ हा तर्हि अस्माकं मम सोलापुरनगरे सिद्धेश्वरः मन्द् महा महाराजस्य मन्दिरम् अस्ति बहु प्राचीनम् तस्य धर्मशाला अस्ति हा न्यूनं धनम् अस्ति न्यूनमस्ति बहु न्यूनम् अस्ति अस्ति अस्ति तत् तस्य समीपे धरम् अन्नछत्रम् अस्ति हा आगच्छतु तर्हि हा बहु स्वागतमस्ति तर्हि हा हा मम गृहे आगच्छतु